हरिः ओम् अहं स्विग्गि मध्ये एकम् ओर्डर् कृतवती अस्मि पुनः पेमेण्ट् अपि पेन् पेमेण्ट् अपि कृतं मया किन्तु पेमेण्ट् सक्सस्फ़ुल् जातं किन्तु रिप्लै मेसेज् किमपि नागतम् अतः भवन्तः मम कृते कृपया पेमेण्ट् भवद्भिः कन्फ़र्म् कृतं वा इति न वा इति किञ्चित् कन्फ़र्म् कृत्वा वदन्ति चेत् मम कृते सहायं भवति